अहं खाद्यवस्तूं ओर्डर् कृतवती आसं पुनः आन्लैन् पेमेन्ट् कृतवती किन्तु मम एकौन्ट् मध्ये सक्सस्फुल् इति इत्युक्ते भवत्याः धनं प्राप्तम् इति आगतम् किन्तु तत् प्राप्तं वा न वा इति मम सन्देहः अभवत् अहं तत् आप् द्वारा पुनः वेब्सैट् मध्ये मम एकौन्ट् गत्वा दृष्ट्वा कन्फर्म् कृतवती